किन्तु किं जातम् इत्युक्ते मया चित्रे चितः वर्णः शाटिकायाः भिन्नः एव आसीत् अनन्तरम् आगतायाः शाटिकायाः वर्णः प्रायः अन्यः एव आसीत् चित्रे यथा दृश्यते तथा वास्तविकं न भवति